पूर्वं पाकं कर्तुं माता डेरेक्षन् ददाति अनन्तरम् एक वारं पश्यतु इति अपि वदति तत् दृष्टवा चिन्तनं कृत्वा वयम् कुर्मः इदानीं तन्त्रज्ञानम् आगच्छति तत् यूट्यूब् मध्ये स्थपयित्वा कर्तुं शक्यते तत् चिन्तनमेव नास्ति तत्र किं करोति तद्दृष्ट्वा वयं सर्वे कृतवन्तः अनन्तरं क्याल्क्कुलेशन् पूर्वं जनाः यत् किमपि वदतु वा ते फिङ्गर्स् मध्ये एव एडिशन् तादृशं सम्यक् वदन्ति इदानीं छात्राः यत् किमपि वदतु झटिति क्याल्क्कुलेट्टर् एव उपयुज्य आंसर् वदति तत् चिन्तनम् एव न भवति अनन्तरम् मेमोरी चेत् यत्र कुत्रापि शाप् गत्वा आनयतु इति वदति चेत् अहं किं किं वदामि तत् चिन्तनमेव इदानीं जनः छात्राः न करोति तत् फोन् मध्ये लिस्ट् स्थापयित्वा गच्छन्ति तादृशं चिन्तनम् इदानीं तन्त्रज्ञानवल न्यूनं भवति अनन्तरं किञ्चित् उपयोगम् अस्ति नष्टाहम् अपि सन्ति एव पूर्वं टिकेट्स् किमपि आनयेतुं लैन् मध्ये गत्वा स्वीकरणीयम् इदानीं गृहे उपविश्य आन्लैन् उपयुज्य बुक् कर्तुं सरलं भवति नष्टम् अपि भवति लाभाः अपि भवन्ति